हा हरिः ओं नमस्ते भगिनी अत्र अहम् अत्र आहारालये अत्र एकं प्रकोष्ठं स्वीकृतवान् भवतां तत्र भवने बहु सम्यगस्ति सूर्या इति अत्र होटेल् भवतां नाम श्रुत्वा अहं बहु आनन्दितः अभूत् पुनः अस्माकं सम्बन्धिजनः उक्तवान् इति आगतवान् किं भगिनी अत्र स्वच्छता एव नास्ति अत्र सप्तविंशतिः इति अस्ति द्वितीयाट्टे

भगिनी अहं पञ्चदिनेभ्यः पूर्वमेव सूचितवान् खलु य अहम् तत्र पञ्चदिनेभ्यः पूर्वमेव एतस्य बुकिङ्ग् कृतवान् अहम् न इदानीं कर्मकरं प्रेषयित्वा स्वच्छतां करोति परन्तु अत्र पिञ्जः पश्यतु पिञ्जः सम्यक् नास्ति आम् एतस्य नोदनं कृतवान् व्यजनं गोरवरगोरवोर इति शब्दः आगच्छति किं कीदृशी व्यवस्था भवतां अ मम तु हा मम उपाहारः समाप्तः भगिनी किमर्थं पुनः मम तु इदानीं विश्रान्तिः आवश्यकी पुनः शीघ्रम् उत्थानं करणीयम् अत्र सुरानमहाविद्यालये तत्र सङ्गोष्ठी वर्तते राष्ट्रीयसङ्गोष्ठी अल कर्मकरः आगच्छति वा अथवा अन्य कोपि आगत्य भगिनी मम तु एतादृशः अनुभवः एषः प्रथमः अनुभवः किं भवतां भवनं सम्यक् नास्ति भगिनी मम मित्रमपि अहं सूचयामि अत्रैव आगच्छतु इति वदामि स्म इदानीम् अहमेव अत्र स्थातुं न इच्छामि किम् न ब अत्र व्यवस्थां कुर्वन्ति भवतः महाजनाः भवन्ति अत्र आगत्य द्रष्टव्यम् अस्माभिः कथं कार्यं कुर्वन्ति इति एतादृशी व्यवस्था नास्ति वा भवताम् तत् कुम्भमेलं गतवन्तो वा इति मम संशयः अभवत् सर्वे

तत्तु न न अन्यप्रकोष्ठदर्शनात् पूर्व प्रथमं भवति तत्र गत्वा अनन्तरं मां मां प्रति कुञ्चिकां ददातु अन्यथा एतादृशं इदानीमेव द् इ दशवादनम् अभवत् कथ वाहं करोमि अष्ट अष्टवादनम् न न कं कर्मकरं प्रथमं न प्रेषयतु भवती प्रथमवारं भवती एव पश्यतु अनन्तरं कर्मकरान् सूचयतु भगिनी

इदानीं मम ब बहु दुःखम् अभवत् धनं धनस्य न्यूनीकरणं भवेत् अम् यदि न यदि भवती न्यूनं करोति अहं मम मित्राणां कृते अपि सम्यक् अत्रैव आगच्छन्तु इति वदामि आहारः कथमस्ति इति न प्रातः अस्तु अहं तत्र सङ्गोष्ठीस्थानमेव गच्छामि इदानीमेकं क्षीरं लभ्यते वा क्षीरं पित्वा अहं शयनं करोमि हा किञ्चित् शर्करां स्थापयित्वा प्रेषयतु भगिनी अन्यथा बादां मील् क्षीरमस्ति चेदपि बहु समीचीनम् हा अस्तु वा दूरवाणीं स्थापयामि वा अस्तु अस्तु धन्यवादः अस्तु राम राम